अस्माकं प्रदेशे सांस्कृतिकक्रीडाः बह्व्यः सन्ति उदाहरणार्थं तोक्कुडुबिल्ला इति तेलुगुभाषायां वदामः मम बाल्यकाले अहं क्रीडामि स्म अनन्तरम् एवं कोतिकोम्मच्चि गोलाका गोलैः गोलैः एकां क्रीडाम् अनन्तरं पुलिमेका इति एकं गृहे महिलाः सायङ्काले वा कार्यानन्तरं मध्याह्ने पच्चीसु इति नाम्ना क्रीडा एका भवति तदपि गृहिण्यः मिलित्वा विरामसमयेषु क्रीडन्ति एवं कोतिकोम्मच्ची याः बह्व्यः क्रीडाः भवन्ति अत्र तोक्कुडुबिल्ला इति सम्यक् भवति तत् कथं दीर्घचत्रमेकं निर्मान्ति तत्र मध्ये एकां रेखां कुर्वन्ति अनन्तरं समानाः अष्टभागाः यथा आगच्छन्ति तथा रेखाः रचयित्वा तत्र एकं किं वर्तुलाकारं वा किमपि एकं स्वीकुर्वन्ति वस्तु बिल्ल बिल्ला इति वदामः तत् एकस्मिन् चतुरस्रे स्थापयित्वा एकेन पादेन एव वामपादेन एव केचन केचन अभ्यासानुगुणम् एकेन पादेन एव तस्य पुरतः नोदनं कृत्वा कृत्वा क्रीडा भवति तत् तु बहु बाल्यकाले बालाः एव क्रीडन्ति ज्येष्ठानां क्रीडा नास्ति बालाः किञ्चित् षोडश वर्षीयाः व वर्षाणां पूर्वमेव क्रीडन्ति अनन्तरं किञ्चित् कष्टम् एवम् एतादृशाः क्रीडाः ग्रामेषु भवन्ति स्म इदानीं पट्टने तादृशक्रीडाः न दृश्यन्ते एव विद्यालयेषु कदाचित् तत्र तत्र दृश्यन्ते तोक्कुडुबिल्ला इत्यादिकाः